न मया मदीया छायाचित्रस्य सार्वजनिकं प्रदर्शनं न कृतम् तत्करणे मम अनुभवः कोऽपि नास्ति यतः मया तादृशं चित्रम् एतावत् पर्यन्तं न लिखितं केवलं तत्र आसक्तिरेव अस्ति मया पूर्वम् अपि उक्तम् एवमेव इदानीम् अपि उच्यते अतः तथा अनुभवो वा छायाचित्रस्य सार्वजनिकं प्रदर्शनं वा मया न कारितम्